सत्यम् एतत् यत् ईस्वरस्य कृपया अस्माकं कृते यत् प्राकृतिकसौन्दर्यं दत्तमस्ति वयं तस्य कृत्रिम उपायेन नष्टं कुर्मः एव यतो हि तस्य उदाहरणम् अहं स्वयं दातुमिच्छामि अहं पूर्वस्मिन् सप्ताहे विपणितः एकं मेकप् बाक्स् आनितवती यतो हि तस्मिन् समये किमपि उत्सवः कोऽपि उत्सवः आसीत् अतः अहं मेकप् कृते तद् विपणितः आनीतवती अहं प्रथमवारं यदा तस्य प्रयोगं कृतवती तर्हि किञ्चित् मया मुख्येन वैपरीत्यं तु अनुभूतवती पुनः द्वितीयवारं यदा तस्य लेपनम् अहं मुखे कृतवती तर्हि मम मुखे पिम्पल्स् जातानि अनन्तरम् अहं स्वयम् अनुभूतवती यत् यत् प्राकृतिकसौन्दर्यम् आसीत् तस्य नष्टं जातम् अतः अस्माभिः कदापि मेकप् यत् कृत्रिम उपायेन विभिन्नरासायनिकवस्तुभिः निर्मितानि सन्ति तेषां प्रयोगं कृत्वा अस्माकं प्राकृतिकसौन्दर्यं नष्टं न करणीयम्